भारतदेशे प्रमुखानि पर्यटनस्थानानि बहूनि सन्ति तेषां मद्ये कानिचन नामानि अहम् इदानीं वदामि हम्पे विजयनगरम् एकम् एवञ्च मैसूर् पेलेस् बृन्दावन् गार्डन्स् ऊटि एवमेव हैदराबाद् नगरे गोल्कोण्डा रामोजि फ़िल्म् सिटि एतादृशं बहूनि सन्ति तत्र मम रोचकः अस्ति हम्पी विजयनगरं तत्र विशेषः किमस्ति इत्युक्ते तत्र सभायां यानि स्तम्बानि बवन्ति तेषां स्पर्शने सङ्गीतद्वनिः आगच्चति एवं च तत्र रथः शिल्परथः अपि अस्ति एवमेव तत् विजयनगर स्रीकृष्णदेवरायलु महोदयस्य समये तत् निर्मितम् आसीत् तत् दर्शने महान् आनन्दः जायते तदर्थम् अहं बहु इच्चामि हम्पि विजयनगरं